अहं तु सङ्गीतवाद्यं तत्र सङ्गीतवाद्ये तबला नोदनं कृतवान् अहं तत्र प्रायः षड् षड् अलङ्काराः अवगतवान् आसम् किन्तु इदानीम् अभ्यासः नास्ति किन्तु अहं सङ्गीतं गायामि हिन्दुस्थानी तत्र प्रकारद्वयमस्ति हिन्दुस्थानी कर्नाटिक् इति तत्र हिन्दुस्थानी अहम् अधीतवान् जूनियर् पर्यन्तम् तत्र अभ्यासः हार्मोनियं तत्र अभ्यासः वर्तते पुनश्च इतोऽपि तत् सम्बन्धि सितार् वादनस्य अभ्यासस्य अपेक्षा अस्ति बहु तत्र रुचिः वर्तते पुनश्च तत्र वीणावादनम् इत्यस्ति वीणा वीणा इति अस्ति तत्रापि मनः अस्ति किञ्चित् यदि इतःपरं गन्तुं गत्वा अभ्यासं कर्तुं कुत्रापि अवकाशः लभ्यते चेत् तत्र गत्वा अवश्यं तस्य अभ्यासं करोमि तत्र कौशलं सम्पादयामि